आम् आं पल्लवी रियल् स्टेट् तः वदन् अस्मि अहं भवत्याः किं साहाय्यं कर्तुं शक्नोमि कस्मिन् क्षेत्रे अपेक्षितम् कीदृशं गृहम् अपेक्ष्यते आम् आम् उपलब्धं मम समीपे एकं सम्यक् थ्री बि एच् के वर्तते राधानगरे अपि अस्ति इण्टीरियर् डीज़ैन् बहुसम्यक् अस्ति वैय्ट् टैल्स् सन्ति किचेन् मध्ये सम्यक् फार्निचर् अस्ति शयनकक्षे बेड्द्वयम् अस्ति आङ्गणमपि अस्ति मेन् रोड् समीपे गृहमस्ति तथा च चिकित्सालयः रेल् स्टेशन् यारपोर्ट् सर्वं समीपे अस्ति अनुपदं साधनानि प्राप्यन्ते आमाम् आमाम् सर्वमस्ति न न सर्वम् एल् इ डि वर्तते एवं सर्वं सम्यक् अस्ति भवन्तः श्वः आगच्छन्तु अहं दर्शयामि गृहं लीस् मध्ये अपेक्षितं वा अथवा पार्मनेण्ट्ली अपेक्षितम् प्रायः सम्पूर्णस्य तु त्रिंशत् लक्षं भवति डौन् पेमेण्ट् उपरि पञ्चदशसहस्त्रं प्रतिमासं दातुं शक्यते अथवा पञ्चदशलक्षम् इदानीं यच्छन्तु पञ्चदशलक्षं वर्षं द्वये कदापि दातुं शक्यते

आम् आं भवन्तः आगच्छन्तु धनस्य विषये श्वः आलोचयामः रां रां धन्यवादः